भारतस्य राष्ट्रीयभाषायां संस्कृतप्रभावः मया दृष्टं भारतस्य राष्ट्रीयभाषा हिन्दी हिन्दी मध्ये संस्कृतशब्दाः सन्ति तत्तु इदं संस्कृत शब्दम् इदं संस्कृतशब्दम् इति वक्त वक्तुम् अहं न शक्ये परन्तु संस्कृतशब्दाः बहूनि सन्ति लेखन समये संस्कृतभाषालेखनं लिपि तथा हिन्दिभाषालिपि द्वयमपि एकं अतः संस्कृत हिन् संस्कृतभाषायां यदि वयं वाक्यं लिखामः तदानिम् ए एतद् हिन्दी इति जनाः हिन्दी भाषा इति जना जनाः स्मर्यते हिन्दी भाषा इति भ्रान्तिः भवति